हरिः ओं मम नाम अर्चना महाबलेश्वरभट् अहं मेणसि मध्ये आगन्तुम् एकम् क्याब् बुक् कृतमासीत् तद् इदानीम् अन्यत्र आगन्तव्यमिति वक्तव्यमस्ति किमर्थमित्युक्ते झटिति मम एकं कार्यमापतितम् अतः शृङ्गेरी गन्तव्यमस्ति अहं तत्रैव भवामि मां तत्रैव पिक् करोतु अस्तु